हरिः ओम् ज़ोमाटो अहम् इदमिदानीमेव बृहद् आडर् कृतवती दशस्थालिकाः मसालादोषा दशस्थालिकाः इड्ली दशस्थालिकाः वडा दशस्थालिकाः पूरिका दशस्थालिकाः अपूपाः एवम् आर्डर् कृतवती तदर्थं मम कृते मम समीपे इतोऽपि मम समीपे डिस्कौण्ट् कूपन् अपि अस्ति यदि भवान् न्यूनीकर्तुं शक्नोति वा किञ्चित् न्यूनं करोतु